युद्धकला ज्ञातुं युद्धे विजयं प्राप्तुं युद्धकला अतीवमहत्त्वपूर्णा अस्ति यदा करो वा मृतः इति वा वातावरणं निर्मीयते तदा स जगता एकाग्रता च स्वाभाविकतया आगमिष्यति परन्तु एतानि सर्वाणि कौशल्यम् अल्पवयसि एव शिक्षितानि इति कारणतः विद्यालयशिक्षणे तस्य प्रभावं द्रष्टुं शक्नुमः युद्धकालाकारणात् बालकेषु एकाग्रगता कष्टसहिष्णुता सहकारीभावना कार्यसुव्यवस्थितरूपेण समाप्तुम् आदिः इत्यादयः बहवः सकारात्मकः विकासाः स्वाभाविकतया एव भवन्त्येव